अस्माकं प्रदेशे ऐतिहासिकं स्थानम् अस्ति अस्माकं प्रदेशे कोणार्कसूर्यमन्दिरम् अस्ति कोणार्कसूर्यमन्दिरस्य एका लककथा अस्ति प्रथमराजा नरसिंघदेवस्य आज्ञानुसारे द्वादशशतं कार्यकराः तत्र नियुक्ताः मन्दिरनिर्माणं समाप्तं जातं परन्तु मन्दिरस्य उपरि भागनिर्माणं कर्तुम् कार्यकराः न समर्थाः तत्र विश्वमहाराणा इति एकः कार्यकरः आसीत् तस्य पुत्रनाम धर्मः इति सः पितरं निकषा गत्वा मन्दिरस्य उपरि भागं निर्माणम् कर्तुं समर्थः आसीत् ततः तस्य पुत्रं दृष्ट्वा अवदत् द्वादशशतकार्यकराः यत् कार्यं निर्माणङ्कर्तुम् असमर्थाः आसन् तस्य एव निर्माणम् एकः द्वादशवर्षीयबालकः कृतवान् ततः अवश्यमेव अस्माकं शिरच्छेदः भविष्यति इति कोणार्कसूर्यमन्दिर मन्दिरे उद्यानम् अस्ति सामान्यतः समययापनार्थं जनाः तत्र गच्छन्ति